प्रथमजीवने अस्माकं मुख्यतः शिक्षा माता पितरौ एव ददाति तद् अनन्तरम् शिक्षा ददाति गुरवः यदा स्कूले कालेज् मध्ये एवं च युनिवर्सिटि मध्ये तत् शिक्षा प्राप्त्वा एव अस्माकम् उद्गमनमपि करणीयं भवति उद्दगं करमि एतत् अनन्तरम् उद्दगं चलति तदनन्तरं सलरि रूपेण किञ्चित् धनमपि अर्जितं भवति तत् धनस्य यत् धनम् अर्जितं तत् अनन्तरं परिवाराः माता पितरौ तत् कथमस्ति तेषां स्वास्थं कथम् अस्ति एते दृष्ट्वा तेषामपि सेवा करणीया अस्माकं तत् अनन्तरं मेरेज् केचन मेरेज् कुर्वन्ति केचन न कुर्वन्ति इति भवति इति भवति चेदपि समाजे अस्माकं धनस्य सत् उपयोगम् अपि कर्तव्यं भवेत्